हरिः ओं महोदय आम् अस्ति द्वयः द्वयः अस्ति भोः

आं तर्हि किं मत्लब् बा बालानां कृते तत्र किं सीज़न् भवति वा योगस्य किम् अस्ति वा कार्यशाला एव आमामां तर्हि कति दिनस्य तत्र सन्ति कार्यशाला आं महोदय तर्हि अहं तु योगं न जानामि तर्हि कथं करणीयं किं करणीयमहं किमपि न जानामि योगं कृत् आम् आम् आं तर्हि अहं एकः जानामि सूर्यनमस्कारः अपि अहम् आं महोदय तर्हि भवान् कक्षां स्वीकरिष्यति वा आं महोदय तर्हि कति वादनात् कक्षा भवति तत्र आमामाम् आं महोदय तर्हि सायङ्काले भवति वा सायङ्काले अहम् समयः आमामाम् आमां तर्हि अहं श्वः आगच्छामि तत्र विश्वविद्यालये हा महोदय भव् भवन्तः परिचयः ददातु एकवारं तर्हि नाम क भोः हा हा आमामम् अहमागच्छामि तर्हि पुन मिलामः महोदय